भगत्सिंहवर्यः मम प्रेरणादायकः अहं बाल्ये तेषां कथां श्रुण्वन् वर्धितः तेषां देशप्रेम अत्यन्तं श्लाघनीयं वर्तते यथा अहं स्मरामि भगत्सिंहवर्यः स्वस्य बाल्यकाले एव भारतमातुः रक्षणाय स्वस्य प्राणान् त्यक्तवान् आङ्ग्लजनानां पीडाम् असहन् सः अल्पीयसि वयसि एव बन्दुकधारणं कृत्वा तान् मारयितुम् उद्युक्तः आसीत् तत्र साफल्यम् अपि प्राप्तवान् तेन च तस्य शौर्यं भारते सर्वत्र प्रथितं जातम् तम् अनुसृत्य बहवः युवानः स्वतन्त्रीयसङ्ग्रामे स्वप्राणान् आहुतिरूपेण दत्तवान्